मम गृहे पुरुषाणां महिलानां तु कार्याणि सामान्यतया निर्दिष्टानि कार्याणि एव भवन्ति मम श्वशुरः श्वश्रूः अहं च मम पत्नी च वयं भवामः चत्वारः तत्र प्रातःकालीनकार्याणि महिलानां तत्र गृहे स् गृहस्य पुरतः रङ्गवल्लिनिर्माणं गृहस्वच्छतां महिलाः कुर्वन्ति तथैव अस्माकं पुरुषाणां कार्याणि अपि भिन्नानि भवन्ति कुत्र अस्माकं वृक्षाणां पर्णानि भवन्ति गृहे वृक्षाः सन्ति तेषां पर्णानि अधः पतन्ति तेषां शुद् शुभ्रता इत्यादिकार्याणि इत्यादीनि कार्याणि भवन्ति बाह्यतः क्षीरादिकम् आनयामः शाकानि आनयामः पाकवस्तूनि आनयामः अतः पुरुषाणां महिलानामपि कार्याणि दृष्टानि एव सन्ति भेदः अपि वर्तते तत्र पुस्तकानां सम्यक् स्थापनं वस्तूनामपि कदाचित् वयं स्थापने सहकुर्मः गृहे महिलाभ्यः आम् तत्र महिलाः उत्सवाः भवन्ति उत्सवेषु अपि महिलाः प्रत्येकं कार्याणि कुर्वन्ति वयं तत्संबद्धव्यवस्थां तत्र वस्त्रधारणं वस्तूनि नूतनवस्त्राणाम् आनयनं वाहनव्यवस्थाकल्पनम् इत्यादीनि पुरुषाः कुर्वन्ति कार्याणि अतः मिलित्वा कार्यं कुर्मः मिलित्वा एव परस्परं सहकुर्वन्तः इदानीं गृहे तत्र रिपेर् वर्क्स् कानिचन भवन्ति जलम् उपरिष्टात् पतति वृष्टिसमये अपि च झञ्झावातस्य कारणेन गृहस्य आच्छादः इतस्ततः नष्टः भवति वृक्षाः गृहे गृहस्योपरि पतन्ति अतः तेषां शुभ्रतां वयं कुर्मः व् अपि च व्यजनानां शु शुद्धीकश् शुभ्रं व्यजनानां व्यजनानि धूलियुक्तानि भवन्ति अतः तेषां शुभ्रकरणं भारवस्तूनि उपरिष्टात् अधः स्थापनम् अधस्तात् उपरि स्थापनम् एतानि वयं पुरुषाः कार्याणि कुर्मः